मम प्रदेशे शिक्षणव्यवस्था सम्यक् अस्ति कर्णाटका राज्ये दक्षिणकन्नडमण्डलं शिक्षणव्यवस्थायां प्रमुखं पात्रं वहति इयं तु शिक्षणव्यवस्था प्रान्त्यस्य वर्धने अवश्यं सहकरोति एक्स्पर्ट् महाविद्यालयः शारदा महाविद्यालयः केनरा महाविद्यालयः तृषा महाविद्यालयः मेप्स् महाविद्यालयः प्रसिद्धाः शिक्षणसंस्थाः सर्वकारीयशालाः केचन सम्यक् सन्ति अन्ये केचन अभिवृद्धाः भवेयुः